अहं मम दशवर्षतमे व दशवर्षतमे काले अहम् चित्र लेखनविषये आसक्तिः प्राप्तवती अहम् यत्र कुत्रापि पुस्तके चित्राणि पश्यन्ती आसीत् तच्चित्रं पुनः अहं लेखनीयम् इति मनसि अभिलाषः भवति स्म तदा अहं प्रयत्नं कृत्वा तादृशचित्रम् एव प्रतिलेखितुं प्रयत्नं कृतवती स्म कृतवती आसीत् तदा निरन्तरतादृशलेखन अभ्यासेन अहं रुचिः प्राप्ता मम इष्टतम चित्रकारः गञ्जीफ़ा आर्ट् रघुपतिभट्